अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाखया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः एतत् शङ्कराचार्यस्य प्रसिद्धं श्लोकं भवति तस्मिन् श्लोके गुरूणां महत्त्वं वर्ण्यते अज्ञानतिमिः तिमिरान्धस्य ज्ञानाञ्जनशलाखया चक्षुः उन्मीलितं येन तस्मै श्रीगुरवे नमः इति भवति अज्ञानम् इति अन्धकारस्य अन्धकारं सः उन्मूलनं करोति सः भवति गुरुः गुरुः अज्ञानस्य उन्मूलनार्थं प्रकाशः अथवा विद्या इति प्रकाशः अस्माकम् अस्माकं जीवने प्रकाश्यते एतत् तर्हि गूरूणां वन्दनं कुर्मः इति श्लोकस्य आशयः भवति